नमस्ते अहमत्र वार्तिलोडे भाषे अत्र निवासार्थम् आगतवती का व्यवस्था भवति अत्र प्रथमवारमेव तिरुपतौ आगताः

एवं वा तर्हि अहं स मम मात्रा सह आगच्छन्ती अस्मि पुनः काचित् व्यवस्था तस्या अपि भवति वा नाम कथं वा अत्र आगन्तव्यम्

कीयत् दूरं भवति तद् रैल् स्थानात् पुनः यदि तिरुपतिदर्शनं कर्तुमिच्छामः तर्हि तद् तत्रापि सायं भवति वा अस्तु अस्तु हा हा आम् आम् अवश्यं धन्यवादः